ओ भवन्तः मम सीवनस्य विषये ग्राहकाणां प्रतिक्रियां ज्ञातुम् इच्छन्ति वा अहं सीवनकार्यम् आरभ् आरभ्यः वर्षद्वयम् अतीतम् अस्ति तत्रापि कीदृशजनाः नाम सर्वदा जनाः भवन्ति एव न इदानीं ग्राहकाणां प्रतिक्रिया इति पृथक् रूपेण मया वक्तव्यम् इति नास्ति यतो हि बहवः जनाः आगच्छन्ति इत्युक्ते सम्यक् रीत्या एव सीवनं करोमि इत्येव अर्थः खलु तन्निमित्तं बहवः जनाः आगच्छन्ति अन्यः विषयः अस्ति हस्तनिर्मितवस्त्रं हा हस्तनिर्मितवस्त्रस्य विषये वक्तव्यम् इति चेत् मम विवाहस्य समये नाम सार्द्धैकवर्षात् पूर्वम् अहं हस्तनिर्मित एकं वस्त्रं मम पत्युः कृते दत्तवती आसं तद् दृष्ट्वा एवं पतिः उक्तवान् वा मम कृते तु एषा एव पत्नीरूपेण अपेक्षिता इति उक्तवान् आसीत् ईदृशरूपेण अहं मम कार्यं करोम्यहं इदानीं कौशलस्य विषये जनाः किं वदन्ति इत्युक्ते एकः पतिः लब्धः चेद् चिन्तयन्तु कीदृशजनाः कीदृशरीत्या जनाः मां स्वीकुर्वन्ति मम कलां ते प्रशंसां कुर्वन्ति इति